अस्माकं देशः आजा़दि का अमृतमहोत्सवः सेवेण्टि फै़व् वर्षस्य आज़ादि का अमृतमहोत्सवः इति कार्यक्रमः प्रचलति तत् सम्बन्धितम् अहं चित्रं स्वीकरोमि अस्माकं प्रदेशे बहवः सः उत्सवाः प्रचलन्ति तत्र गणेशोत्सवः दिवा दीपावलिः गुडिपाड्वा एतत् एते तावत् अत्र उत्सवाः प्रचलन्ति एतत् थीम् अहं स्वीकरोमि अनन्तरम् अहं चित्रं निष्कासयामि छायाचित्रप्रदर्शनानि अस्माकं प्रदेशे बह्वयः छा चित्रशालाः सन्ति तत्र प्रतिवर्षं छायाचित्रप्रदर्शनं प्रचलति प्रचलति वर्तते अहं तत्र गत्वा छायाचित्रप्रदर्शनं दृष्टवती तत्र बहु सम्यक् तया चित्रं निष्कासितं निष्कासितम् आसीत्